त्रिदोषस्य विषये यदि चर्चनीयं चेत् त्रिदोषाः के इति अस्माभिः ज्ञातव्यं त्रिदोषाः वर्तते कफः पित्तं वातः एतेषां शमनार्थम् अस्माभिः ज्ञातव्यं यत् कदा किं भोजनीयं इति यथा प्रातःकाले कफात्मकं वर्तते अर्थात् प्रातःकाले कफस्य वर्धने ये भोजनं वर्तते तद् न भोक्तव्यम् मध्याह्ने पित्त प्रकृतिः भवति यथा जठरे अग्निः भवति चेत् भोजनीयम् तर्हि भोजनस्य जीर्णं भवति सायङ्काले वातात्मकं भवति सायङ्काले तथैव भोजनीयं चेत् वाताधिक्यं न भवेत् पुनश्च ऋत्वनुगुणमपि भोजनीयम् अर्थात् वर्षा ऋतौ कफात्मकं दोषः भवति तेनानुगुणेनैव भोजनं करणीयम् पुनश्च घर्म ऋतौ पित्ताधिक्यं भवति अन्ते शैत्ये वाताधिक्यं भवति तेषां ज्ञानं कृत्वा एव भोजनम् अस्माभिः करणीयं चेत् त्रिदोषस्य शमनं भवति त्रिदोषाधिक्यं न भवति पुनश्च देशानुगुणं व्यक्त्यानुगुणं कालानुगुणम् अपि भोजनं करणीयम् हा पृथक् पृथक् देशे पृथक् पृथक् व्यवस्था वर्तते पुनश्च पित्तापि व्यवस्था भिन्ना भवति अतः तेषां ज्ञानं कृत्वैव अस्माकं भोजनं भवेत् पुनश्च आचरणमपि तथैव भवेत् तेन त्रिदोषस्य शमनं भविष्यति